शास्त्राणि नाम बहूनि शास्त्राणि लोके प्रचलन्ति प्रचलितवन्तः नाम द्वैतम् अद्वैतं विशिष्टाद्वैतं मीमांसा चारुवाकः वैशेषिकः बौद्धः इत्यादि इत्यादिसाम्प्रदायकः तस्य शास्त्रस्य पूर्वतनमेव अस्ति तस्य शास्त्रे एकैकशास्त्रे एकैकविषयः अस्ति वेदः नाम चतुर्वेदाः अस्ति तदनुसृत्य यः यस्मिन् वेदे आसक्तः ऋग्वेदे आसक्तः इति चेत् ऋग्वेदम् अधीतवन्तः यजुर्वेदमासक्तिः आसक्तः यजुर्वेदविषये आसक्तः चेत् यजुर्वेदमधीतवन्तः तस्मिन् वेदे नाम छन्द छ च वेदः छन्दोबद्धः तस्य अर्थम् अर्थपूरकं यदा उपासते चेत् तदा सम्यक् शक्तिः मनोशक्तिः वयम् अस्मिन् मनसि वा अस्माकं मनसि भवत्येव इति भावः इत्यादयः अस्ति इति अभिप्रायः